अस्माभिः बहुषु स्थानेषु दृष्टमस्ति तत्र च यत् शासनादिकं भवति तस्य स्थलस्य विषये यत्किञ्चित् पूर्वतनैः लिखितमस्ति तस्य प्रामुख्यं किं तत्सर्वम् इत्यादिकं तत्सर्वं संस्कृतभाषया एव लिखितं भवति शासनादिकमपि संस्कृतभाषया एव लिखितं भवति यदि अस्माभिः मम राज्यस्य संस् सांस्कृतिकपरम्परायाः विषये ज्ञातव्यं भवति तर्हि अवश्यं संस्कृतस्य अध्ययनं कर्तं कर्तव्यमेव अस्माभिः तच्च कृत्वा तद्विषये पुस्तकादिकं वा शासनादिकं वा यत्किञ्चित् पठित्वा तस्य प्रामुख्यं ज्ञातुं शक्नुमः अतः राज्यस्य सांस्कृतिकपरम्परायाः परिरक्षणे तस्य उन्नयने च संस्कृतस्य योगदानं महात् वर्तते एव सर्वदा भवति एव धन्यवादः